मम प्रदेशस्य जनाः प्रतिदिनं मार्गमध्ये विद्यमानाः गर्तेषु ते समस्याम् अनुभवन्तः सन्ति इति भावयामि तेषां स्ववाहनम् अपि नीत्वा गमनसमये तत्र बहु अस्थव्यस्था अस्ति इति भावयामि सर्वकारः एतद्विषये चिन्तनीयः लघुलघुबालकाः प्रतिदिनं शालामहाविद्यालयेषु गमनक्रिया बहुकष्टदायकः महाविद्यालयस्य लोकयानव्यवस्था अपि एतद्गर्तेषु बहु हानिः भवति भिन्नभिन्नसमस्याः सन्ति किन्तु बहु प्रमुखविषयः इत्युक्ते मार्गमध्ये विद्यमानाः एतद्गर्तस्य विषये चिन्तनीयः